चटपटि उद्यानिकरणम् एका प्रवृत्तिः अस्ति या महानगरेषु स्थानस्य अभावात् लोकप्रियः अस्ति चट्पटि उद्यानानि जनानां हरिततायाः आनन्दं लब्धुं शाकपुष्पाणि फलानि च उत्पादयितुं सहायं कर्तुं शक्नुवन्ति कस्यचित् उद्योगस्य वाणिज्यिकस्य आवसीयभवनस्य वा छतौ चट्पटी उद्यानं विकसितुं शक्यते उद्यानकार्यम् आरम्भस्य मानसिकक्लान्तिं चिन्ताञ्च दूरीकर्तुं उपायः अस्ति चट्पटि उद्यानस्य निर्माणेन स्वस्य कार्बनपदचिह्नं न्यूनीकृत्य मेगानगरेषु हरितत्वं वर्धयित्वा पर्यावरणस्य सहायता भवति अद्यत्वे जनाः छटपटि उद्यानस्य कृषिक्षेत्रस्य विचारेण आकृष्टाः सन्ति यतः एतेन स्थानीयहरिद्रास्थानानि जैविकं अपशिष्टस्य पुनः प्रयोगाय जैविक उत्पादानां शाकानां फलानां च उत्पादनार्थं स्वं उपभोगार्थं भृङ्गानां पक्षिणां च नष्ट वैविध्यं पुनः आनेतुं च समर्थाः भवन्ति तथा भृङ्गाः नगरीयबालानां प्रौढानां च कृते इदं पर्यायवरणीयम् अस्ति शिक्षाशास्त्रं जातम् इति मुम्बैनगरस्य अर्बन् लीव्स् इत्यस्य संस्थापकः वदति तर्हि चट्पटि उद्यानं बहु सम्यक् वर्तते सर्वेषां कृते सम्यक् भवति तर्हि भवानपि करोतु सम्यक् सम्यक् अस्ति चट्पटि उद्यानम्